मम जीवितकाले अहं बहु तन्त्रज्ञानानाम् आविष्कारं दृष्टवान् अस्मि यदा अहं बहु लघुबालः आसम् तस्मिन् समये अस्माकं गृहे तत्र शकटः आसीत् वृषभशकटः तस्य यानम् अपि अहं कृतवान् अस्मि अनन्तरं किञ्चित् कालानन्तरं बैक् यानं द्विचक्रिकां क्रीतवन्तः द्विचक्रिकायानेन प्रयाणं कृतवन्तः अनन्तरं तस्मिन् समये यदा बाल्ये दूरदर्शनं न आसीत् तत्र आकाशवाणीद्वारा वयं चलनचित्रगीतानि शृण्वन्तः आस्म अनन्तरं क्रिकेट् क्रिकेटक्रीडायाः विवरणमपि वयम् आकाशवाणीद्वारा एव शृण्वन्तः आस्म अनन्तरं किञ्चित् समयानन्तरं तत्र मुद्रणयन्त्रं टेप्रिकोर्डर् इति वदामः तस्य आविष्कारं वयं दृष्टवन्तः अनन्तरं किञ्चित् कालानन्तरं दूरवाणी आविष्कारः जातः दूरवाणीद्वारा सम्भाषणं तस्मिन् समये एव किञ्चित् समयानन्तरं दूरदर्शनस्य आविष्कारः जातः तदपि अस्माकं जीवने वयं दूरदर्शनस्यापि आविष्कारः तस्य प्रयोजनं सर्वं धारावहिनीं अनन्तरं महाभारतरामायणादि धारावाहिनीं दूरदर्शनद्वारा वयं बाल्ये पश्यन्तः आस्म भानुवासरे तत्र प्रान्तीयचलनचित्रम् अपि प्रदर्शयन्तः आसन् तदपि वयं सप्ताहे एकदिनं भानुवासरे कन्नडभाषायां चलनचित्रदर्शनं प्रदर्शनमपि भवति स्म तदपि पश्यन्तः आस्म एवम् एवं तत्र अनन्तरं पठनार्थं नगरम् आगतवान् आसम् यदा नगरम् आगतवान् अनन्तरं दूरवाणी तत्र तस्य आविष्कारः जातः अनन्तरं तत्र पूर्वं दूरवाणी किं आसीत् बहु लघु आसीत् अनन्तरं तद् तत्र एतद् फोटो स्वीकरणं रेकार्डिङ्ग् करणं मुद्रणं एतादृश तत्र बहवः विषयाः दूरवाणीं अपि वयं दृष्टवन्तः एतादृश बहवः तत्र आविष्कारः तन्त्रज्ञानस्य दृष्टवन्तः इदानीं पूर्वं वयं किमपि सन्देशं प्रेषणीयं चेत् तत् पत्र द्वारा अञ्चेद्वारा एव प्रेषयन्तः आस्म यदा दूरवाणी आगता इदानीं सन्देशः वाट्साप् माध्यमेन गच्छति ईमेल् द्वारेण एवं वयं प्रेषयामः एतादृश बहवः तन्त्रज्ञानाविष्कारः मम जीवने मया दृष्टः एतद् बहु प्रभावं जनयति इदानीं दूरदर्शने वार्ताः आगच्छन्ति इदानीं तु वाट्सप् द्वारा फे़स्बुक् द्वारा सर्वं वयं अनुक्षणं यदि विश्वस्य विषयं क्षणमात्रेण वयं ज्ञातुं शक्नुमः एतादृश एतत् विस्मयकारी आविष्कारः जाताः